अहं तु वडापाव् इति अस्ति तत् कर्तुं शक्नोमि तत्र करणविधानम् एवम् अस्ति तत्र अपेक्षितं व पाव् पाव् इति वदामः पाव् अपेक्षितं पुनश्च वडा निर्माणं कथम् इत्युक्ते चणकस्य पिष्टं यदस्ति तद् निर्मातव्यं तस्यैव पिष्टे एव किञ्चित् अदृक् पुनश्च मरीचिका मरीचिका पुनश्च लवणम् किञ्चित् मसाला इत्यादिकं स्थापयित्वा दग्धतैले स्थापनीयं स्थापयेत् यदा पक्वं भविष्यति तदनन्तरं तत्र तद् आनयेत् आनीय पाव्मध्ये स्थापयित्वा वयं दातुं शक्नुमः पुनश्च मरीचिका या अस्ति तत् प्रै कृत्वा तेन सह खादितुं शक्नुमः तदानीं सम्यक् भविष्यति यदि उष्णं भवति चेत् खादितुं सम्यक् भवति